पाककला केवलं महिलानां कार्यम् इति सामाजिकी भ्रान्तिः वस्तुतः भोजनं सर्वैरपि क्रियते अतः यत् कार्यं क्रियते तत् स्वयं करणीयमपि नाम भोजनं यदि क्रियते तर्हि भोजनं पक्तव्यम् अपि भारते

समाजे एषा एषा भ्रान्तिः भ्रान्तिः कथमागता इत्युक्ते तत्र सङ्घर्षकालः आसीत् भारतस्य अत्र बहूनि कारणानि स्युः किन्तु वर्तमाने तत्सर्वं नास्ति वस्तुतः यदि वदामि चेत् पुरुषाः यावत् उत्तमं भोजनं पचन्ति तावत् महिलाः न पचन्ति यतो हि यदा महिलानां विशिष्टं भोजनं कर्तुम् इच्छा भवति ताः महिलाः उपहारगृहं गच्छन्ति सर्वेषु उपहारगृहेषु पुरुषाः एव पाचकाः अतः भोजनं तु पुरुषाः एव उत्तमं पचन्ति